वीड्यो गेम्स् विषये अहं बहुविस्तारं न जानामि परञ्च न्यूनं न्यूनतः जानामि अहं विड्यो गेम् विषये पहलिकाक्रीडा दो दौड् क्रीडा साहसिक क्रिडा इत्यादीनि विविधानि वीडियो क्रीडाः क्रीडामि मम कृते वीड्यो गेम्स् रोचन्ते यतो हि ते मनोरञ्जनस्य उत्तमं रूपं भवति तथा च नूतनानाम् आवाहनानां सामना कर्तुं मम रोचते निश्चयेन यदि यद्यपि भवान् नूतनं विड्यो गेम् क्रीडितुम् इच्छति तर्हि अहं भवन्तः सैबर् पङ्क् सप्त अधिक सप्तशतं द्वाविंशति इति अनुशंसितुं शक्नोमि एषः भविष्यस्य एक्सन् रोल् प्लेयिङ्ग् क्रीडा अस्ति यस्मिन् भविष्यस्य नगरे गुण्डस्य भूमिकां कर्तुं भवति चित्राणि कथा मुक्तविश्वस्य विश्वस्य अनुभवः च विद् विलक्षणा विलक्षणः अस्ति एवं